यद्यपि अहं स्यूतान् बहु इच्छामि तथापि तान् नेतुम् अहं बहु क्लेशम् अनुभवामि यतः मम भुजे बहुवेदना भवति अनन्तरं स्यूत स् स्यूते यत् लेदर् उपयुक उपयुज्यते तत् सर्वदा उत्तमा क्वालिटी इत्येव न भवति केचन तद् उत्तमक्वालिटी इति उक्त्वा लो क्वालिटी तत्र उपयुज्य ते विक्रीण् विक्रयणं कुर्वन्ति अतः यदा वयं तस्य उपयोगं कुर्मः तस्य लेदर् स्किन् यद् अस्ति तद् इट् पील्ज़् औट् अतः अनन्तरं वृष्टिकाले अपि आर्द्रः भवति इति अहं चिन्तयामि